मम अम्बा सर्वदा वदति यदा भवान् पाकं करोति तत्र षड् रुचिणां समूहमेव पाकम् इति उदाहरणार्थं लवणं वा मधुरं वा कटुः वा कषायः वा औषधं वा किमपि भवतु तत् सर्वं बालेन्स्ड् भवति चेतेव तद् भोजनस्य रुचिः बहु सम्यक् आगच्छति यद् मधुरम् इत्युक्ते मधुरमेव अधिकं भवितव्यं परन्तु यदापि तद् सर्वं मिलित्वा इदानीं सूपः भवतु सारः भवतु तत्र सर्व रुचयाणां तत्र समूहः इति भवति तदनन्तरं मम अम्बा यदा उक्तवती यदा भर्जनं करोति चेत् तत्र पलाण्डुं बहु अधिकं योजयति चेत् अस्य रुचिः बहु स् अधिकं वा सम्यक् आगच्छति तदनन्तरम् दध्यानं यदा करोति तत्र हिन्ग् इति एकम् अस्ति हिन्ग् अधिकं योजयति चेत्